अहं पशूनां पशूनां पालनं सम्यक् करोमि मम गृहे धेनवः शुनकाः मार्जालाः सन्ति प्रातःकाले तेषां कृते आहारं दास्यामि सप्ताहे एकवारं धेनूनां स्नानं करिष्यामि धेनवः एवं शुनकाः मम गृहे अतीव आवश्यकाः इति अहं भावयामि